नवनवत्यधिक एकसहस्रतमवर्षस्य नवेम्बर्मासस्य षड्विंशः दिनाङ्कः त्रयोविंशत्यधिक द्विसहस्रतमवर्षस्य ओक्टोबर्मासस्य द्वितीयः दिनाङ्कः द्व्यधिकद्विसस्रतमवर्षस्य जुलैमासस्य द्वाविंशः दिनाङ्कः दशाधिकद्विसहस्रतमवर्षस्य जन्वरीमासस्य पञ्चदशः दिनाङ्कः विंशत्यधिकद्विसहस्रतमवर्षस्य डिसेम्बर्मासस्य अष्टादशः दिनाङ्कः